मम देशः मूलः अद्य अस्मि तत्र द्रष्टुं बहूनि स्थलानि सन्ति टूरिस्ट् प्लेस् अस्ति नदी अस्ति इतोपि तत्र हिल् स्टेशन्स् टाप् स्टेशन्स् वाटर् फ़ाल् सर्वमस्ति तत्परं तत्र किञ्चित् तत् किमस्ति द्रष्टुं द्रष्टुमस्ति अनन्तरं आफ़ोर्ड् अस्ति इदानीं सम्यक्तया अटनं कृत्वा दृष्टुमपि स्थलानि सन्ति इतोऽपि अथ च छात्राणां गृहं च बालकानां बालिकानां कृते वि पार्क् इत्यादिकं ज़ू तत्सर्वम् अस्ति इतोऽपि किं किञ्चित् ओफ़् रोड् इत्यादिकं करणीयं चेत् त तादृशमपि अस्ति इतोपि किं व् केवलं भिन्नदेशात् देशादपि कति जनाः आगच्छति अन्यत् देशं कृत्वा मम देशे तु इतोऽपि किञ्चित् स्थलानि इतोपि किञ्चित् सम्यगेव अस्ति किञ्चित् क्लौड् रूपेण एव सर्वं समये दृश्यते

इतः परं ओफ् रोडिङ्ग् अनन्तरं किमस्ति यद् वाटर् फाल्स् सर्वं द्रष्टुम् एतोवा सम्यक् सम्यक् स्थलानि सन्ति